मम अभिप्राये ग्राम्यसमुदायेषु कृषि उद्योगस्य उन्नयनार्थं किं कर्तुं शक्यते इति चेत् प्रथमतया विद्यालयस्तरे बालानां कृते कृषिविषयकमहत्त्वं बोधनीयं तैः ज्ञातव्यं पुनः तेषां कृते मनः उल्लासः यथा भवेत् तथा कृषिविषयकं ज्ञानं बोधनीयम् अनन्तरं किञ्चित् विद्यालयात् बहिः आगमिष्यामः चेत् निरुद्योगिनः ये युवकाः सन्ति तेषां कृते अपि वयं प्रथमतया कृषिक्षेत्रस्य धन धनात्मकपक्षाः वयं बोधनीयाः तदानीं कृषिक्षेत्रे युवकाः अपि उत्साहं दर्शयिष्यन्ति तत्र गत्वा कृषिकार्यं कर्तुं तैः अपि मनः भवति अनन्तरम् इतोपि एकं विषयः किम् इत्युक्ते सर्वकारपक्षात् अपि कृषिक्षेत्रे अथवा कृषिविषयकं किञ्चित् योजनादिकं वयं दद्मः चेत् तदानीमपि कृषिक्षेत्रम् उन्नयनं कर्तुं वयं शक्नुमः